इदानीन्तनकाले संस्कृतभाषा सर्वेभ्यः प्राप्तुं न युक्तः भवति यतो हि संस्कृतभाषा संस्कृतभाषां पठितुं महान् क्लेशः भवति इति तेषां मनसि अस्ति अपि च इङ्ग्लिश् एव सर्वत्र वर्तते इति कृत्वा संस्कृतभाषां पठितुं कोऽपि उत्सुकः न भवति